हरि ओम् हरि ओं महोदय अहं मम इद इदानीं ग्रीष्कालमस्ति महोदय अतः वयं प्रवासं कर्तुं इच्छन् इच्छामः इच्छा इच्छ किमपि पेकेज् अस्ति वा भव भवन्तः सप्तदिनानि पेकेज् अवश्यकं महोदय सर्वं सर्वं आगच्छन्ति चेत् सर्वं आगच्छन्ति चेत् बहु सम्यक् इदानीं बालद्वयमपि अस्ति अतः मन्दिरमपि वृद्धाः अपि सन्ति अत मन्दिरं बा ब बालानां कृते मनोरञ्जनम् अपि आवश्यकं हम् हम् अस्तु एकव्यक्तिकृते भोजनं सर्वं त तथैव आगच्छन्ति वा आ सस्याहारि भोजनम् अपेक्षितं मिलित्वा भवति वा यानं यानं सर्वं लभ्यते वा पृथक् भवति वा रेलयानम् अस्ति चेत् अधिकं भवति वा अस्तु तत् तत्र गेस्ट् हौस् मध्ये कथं भवति ह्म् ह्म् इदानीं सप्तजनाः वयं सप्तजनाः सन्ति अतः सर्व सर्वेण सर्वानां कृते कक्षं आवश्यकं किल अस्तु ह्म् ह्म् ए सि अस्ति वा महोदय कक्षा मध्ये नास्ति हम् ह्म ह्म् अस्तु महोदय अहं किञ्चित् वार्तालापं कृत्वा गृहे किञ्चित् वार्तालापं कृत्वा भव भवत्यां भव भव भवतां कृते वदामि हा अस्तु महोदय धन्यवादः धन्यवादः